अहं बहुरूपचित्राणि अहं गृह्णामि किमर्थमित्युक्ते ममा पुत्रः अस्ति तस्य एकमासानन्तरम् एकमासं द्विमासं मासत्रयस्य चतुर्मासस्य तस्य परिवर्तनं कथं भवतीति ज्ञातुं तस्य चित्रान् अपि अहम् अहं स्वीकुरु स्वीकृतवान् अनन्तरं प्रकृतिः प्रकृतिः दशवर्षेभ्यः पूर्वं कथं भवति आसीत् अधुना कथम् अस्ति मम अहं यत्र निवसामि तत्र भिन्नभिन्नप्रान्तः भवन्ति किल तत्र कथं भवति इति तत् ज्ञातुम् अपि दशवर्षेभ्यः पूर्वं कथं भवति अनन्तरं कथं भवतीति अहं तादृशचित्राणां व्यक्तीनां भावचित्राणि स्वीकरिष्यामि स्वीकरोमि